अधुना बहुत्र स्थलेषु देशीयपद्धतीनाम् उपयोगः आधुनिकैः औषधैः सह क्रियमाणः दृश्यते सः साधुः नास्ति कुतः इत्युक्तौ यदि वयं देशीयपद्धतिषु आधुनिकानाम् औषधानाम् अन्वयं कुर्मः तर्हि काले गते सति देशीयपद्धतीनां देशीयत्वमेव नश्यति अतः देशीयपद्धतीनां देशीयत्वसंरक्षणार्थम् अवश्यम् अस्माभिः आधुनिकानाम् औषधानां अन्वयः तत्र नैव कार्यः एवं द्वितीयः विषयः कः इत्युक्तौ देशीयपद्धतौ यदा वयं जीवनं यापयामः तदा सर्वेषां जनानाम् आरोग्यं संरक्षितं भवति कुतः इत्युक्तौ देशीयपद्धतौ आहारक्रमः भिन्नः भवति यदा वयं देशीयपद्धत्युनुसारेण आहारक्रमम् अनुवर्तामहे तदानीं विद्यमानाः रोगाः एवम् सम्भाव्यमानरोगाश्च निवारिताः भवन्ति ततोप्यधिकतया देशीयपद्धतौ यावन्ति रोगकारणानि सन्ति तावन्ती अपि नष्टानि भवन्ति एवं दुष्परिणामाश्च नैव भवितुम् अर्हन्ति अर्थात् दुष्परिणामानां संभवः अतीव न्यूनः भवति यदा तु अयं देशीयपद्धतौ आधुनिकानाम् औषधानाम् अन्वयङ्कुर्मः तदानीं दुष्परिणामानां सम्भवः भवितुम् अर्हति अतः देशीयपद्धतीनां देशीयत्वसंरक्षणार्थम् एवं ततः सम्भाव्यमानदुष्परिणामनिवारणार्थञ्च अवश्यम् अस्माभिः देशीयपद्धतिषु आधुनिकानाम् औषधानाम् अन्वयः नैव कार्यः